ग्रामीणकृषौ कुशलकर्मिणाम् अन्वेषणे महती समस्या अस्ति एकं तु सर्वकारेण यद् घोषितं प्रतिमासम् प्रत्येकस्य जनस्यकृते द्विश द्विसहस्रं व त्रिसहस्रं व वृथा दीयते पुनः खादितुम् तण्डुलाः अपि लभ्यन्ते उचित रूपेण एवं बहुविध सौकर्याणि सौकर्याणि सर्वकारः ददाति अतः ग्रामे एकः कर्मकराः सन्ति ते कार्यं कर्तुं तावत् उत्साहं न प्रदर्शयन्ति न आगच्छन्ति अपि तत्र कर्मकराणाम् लभ्यता अल्पा अस्ति अतः कार्ये कृषि काले काले कृषिकार्यं कदाचित् कष्टाय भवति एव पुनः ये कर्मकराः आगच्छन्ति ते तु अधिकं मूल्यं पृच्छन्ति पूर्वं प्रत्येकस्य महिलानां कृते प्रत्येकस्यः द्विशतं वेतनम् आसीत् दैनिकवेतनं पुरुषाणां पञ्चशतम् आसीत् किन्तु इदानीं वर्धितमस्ति स्त्रीणां कृते त्रिशतं पुरुषाणां कृते सप्तशतं पुनः इदानीन्तनकाले एकं व्यसनमपि अस्ति पुरुषाः सर्वे अपि मद्यं पिबन्ति अतः द्विशतं वेतनं मद्यपानार्थमपि अधिकं किमपि पृच्छन्ति तत्र डिम्याण्ड् अपि कुर्वन्ति पञ्चाशत् रूप्यकाणि शतरूप्यकाणि एव तानि अपि दातव्यानि भवन्ति एवम् आधुनिककाले कृषिकार्यं नाम बहु मूल्यवत् अभवत्